नमस्कारः सोडानीस्वीट्स् वा अहं गौरवः समोसाचतुष्टयम् आर्डर् कर्तुमिच्छामि केन्द्रीयसंस्कृतविश्वविद्यालयः इति स्थानसङ्केतः कृपया दशनिमेष अन्ते प्रेषयतु किमपि डिस्कौण्ट् अस्ति चेत् ज्ञापयन्तु धन्यवादः